भारते तु बहवः नृत्यशैल्याः बह्व्यः नृत्यशैल्याः सन्ति तेषु कर्नाटकराज्ये भरतनाट्यमिति तमिल्नाडुराज्येपि भरतनाट्यं विद्यते केरळप्रदेशेषु कथ्यकली इति नृत्यं महाराष्ट्राप्रदेशेषु कोळिवरी डान्स् इति उच्यते पुन अन्यत्र तु एवं मेशप् डान्स् इत्यादिकं प्रसिद्धमस्ति ब्रेक् डान्स् इत्यादिकं भिन्नं भिन्नं नृत्यं विद्यते नृत्यविशेषः तत्र तू इदानीं भरतनाट्यविषये वदामः चेत् अस्माकं सुप्रसिद्धा सुप्रसिद्धा नृत्तिकी माधुरी दीक्षित् तथा च किं अभिनयं करोति सा पुनः इतोपि अन्ये अन्ये सुप्रसिद्धाः सन्ति तद्विषये तावत् न ज्ञायते अतः भरतनाट्ये तु आधिक्येन कर्णाटके महान् प्रयासः तच्च भरतनाट्यं भारतीयं पुनः तत्र समीचीनतया सा बहवः भागं गृ गृह्णन्ति कत्थकलि इति तु केरळप्रदेशे प्रसिद्धं तत् तत्रैव बहु प्रसिद्धं तत्र वेषभूषधारणं बहु भवति तेन तत् तादृशवेषं धृत्वापि ते समीचीनतया नृत्यं कुर्वन्ति इति विशेषः सम्यक्तया नृत्यं कुर्वन्ति पुनः अवशिष्टं महाराष्ट्रप्रदेशे कोळिकली कोळिलि डान्स् इति नाम तत् ये समुद्रतीरे भवतः भवन्ति तेषां नृत्यं तत् तत्र च गानं प्रसिद्धम् ये कोलवरचि दानाय् तुजे इत्याकं भिन्नं भिन्नं गानं प्रसिद्धं विद्यते तत् अत्रैव गी गीत्वा नृत्यं क्रियते तत् नृत्यमपि तत् नृत्यं बहु समीचीनं अन्येषु प्रदेशेषु तु अधिक्येन सर्वत्र भारते विद्यमानं नाम नार्मल् डान्स् इत्यादिकं नाम यदा विसर्जनादिकं भवति वा देवस्य किञ्चित् कार्यक्रमः भवति तत्र यः डान्स् क्रियते तत्र किमपि उक्तं न भवति भवद्भिः एवं डान्स् कर्तव्यम् एवं कर्तव्यं तथा यथा मनः भवति तथा वयं नृत्यं कुर्मः इयं नृत्यशैली भारतस्य